रामायणस्य महाभारतस्य च लोके असुराः नाम राक्षसाः जनसंख्यायुक्ताः जातिः आसीत् तत्र शुभाशुभराक्षसाः शुभाशुभैः सन् सहयोद्धा इति युद्धं कुर्वन्ति स्म ते असुराः शक्तिशालिनः योद्धा निपुणाः मायाविनः च आसन् आकारपरिवर्तकाः इति नाम्ना ते भिन्नानि भौतिकरूपाणि ग्रहीतुं शक्नुवन्ति स्म मायावादिनः इति नाम्ना ते तेषु विश्वासिनां वा ये तान् दूरीकर्तुम् असफलाः वा वास्तविकरूपेण दृश्यानि निर्मातुं समर्थाः आसन् ते असुराः केचन राक्षसाः मनुष्यभक्षकाः इति उच्यन्ते युद्धक्षेत्रे वधस्य दुर्गतेः समये तेषां हर्षपूर्णरूपं कृतवन्तः यदा तदा ते एकस्य वा अन्यस्य वा युद्धनायकस्य सेवायां श्रीणिसैनिकरूपेण कार्यं कुर्वन्ति स्म अनामपदरक्षाणाम् उपचारं विहाय महाकाव्येषु जातेः केषाञ्चन सदस्यानां कथाः कथ्यन्ते ये प्रमुखतां प्राप्तवन्तः तेषु केचन नायकाः अधिकांशः खलनायकाः इति रामायणे प्रमुखाः राक्षसाः सन्ति रावणः कुम्भकर्णः कबन्धः ताटकः शूर्पणखाः मरीचः सुबाहुः खरः प्रहस्तः अक्षयकुमारः अतिकायः इत्यादयः एवञ्च महाभारते प्रमुखाः राक्षसाः सन्ति असुराः च सन्ति हिडिम्बा हिडिम्बिः घटोत्कचः अञ्जनपर्वणः बकासुरः किर्मिरा जातासुरः आलम्बूषः च